अहं चेन्नैनगरे वसामि अस्माकं नगरे मार्गशीर्षमासे सङ्गीतस्य नाट्यस्य उत्सवं भवति तत्र सभामध्ये प्रतिदिनं कार्यक्रमः भवति अनन्त कार्यक्रमः भवति अनन्तरं यदा मुख्यावसरः अवसरः भवति परिवारे मुख्यावसरः भवति यदा गृहप्रवेशः विवाहः च तत्र अपि नाट्यप्रदर्शनं भवति विभिन्न उत्सवे विभिन्न नृत्याः भवन्ति नवरात्रिपर्वे पर्वे कोलाटं पोङ्गल्समये करगाटं मैलाटं च भवति